हरि ओम् हरि ओम् हरि ओम् हा एतद् बस् बुकिङ्ग् सेन्टर् वा हा मम नाम सुजना इति अहं बैंगलुरतः चेन्नै पर्यन्तं स्लीपर् बस् यानं बुक् कर्तुम् इच्छामि रात्रिसमये भवतु सायं सप्तवादनन्तरं कदा कदा बस् यानम् अस्ति इति अहं ज्ञातुम् इच्छामि आ सप्तवादनन्तरं वयं पञ्चजनाः स्मः अस्तु अस्तु हा हा हा दशवादने अस्ति वा प्रातःकाले कदा पञ्चवादने प्राप्स्यते वा आ तत्र पञ्च सीट् अस्ति वा पञ्च सिंगल् द्वयं भवतु पुनः द्वयं द्वयं सीट् सीट् भवति खलु हा बहु दूरं मास्तु हा अस्तु

हा तत्र महिलानाम् अड्जेट्मेन्ट् अस्ति वा तत्र हा तर्हि तद् बुक् कुर्वन्तु एकस्मिन् सीट् मूल्यं कति इति अहं ज्ञातुम् इच्छामि हा आम् आ अस्तु दूरवाण्या सुजना इति नाम बुक् कुर्वन्तु दूरवाणीसंख्यां वदामि नव एकं एकं पञ्च अष्ट शून्यं सप्त शून्यं त्रीणि पञ्च हा एतद् एव अस्ति दूरवाणीसंख्या दूरवाणीसंख्यां प्रति तद् सीट् कन्फर्मेशन् मेसेज् सन्देशादिकम् आगमिष्यति खलु अस्तु हा आ आ वयं मजेस्टिक् मध्ये आहरणं कुर्मः ओ एकघण्टात्मकम् अपक्षेते वा हा अस्तु चिन्ता नास्ति पञ्च सीट् परिमात्मतं बुक् कुर्वन्तु दूरवाणीसंख्यां दत्तवती तत्र सन्देशादिकं प्रेषयन्तु धन्यवादः